तुलनात्मकरूपेण महिलानां दैनन्दिनजीवने अधिकानि आह्वानानि सन्ति अधुना कार्यक्षेत्रे बहु विचाराः सन्ति यथा शिक्षा संस्थाः क्रीडा पत्रकारिका च शासनस् क्षेत्रे राजनैतिक क्षेत्रे वा उत्तमाः अवसराः सृज्यन्ति तेषां सुरक्षां सुनिश्चित्य बहु प्रयत्नाः क्रियन्ते पूर्वं तु महिलाः गृहे भूत्वा बालानां संस्कृतप्रदानं गृहपालनं च कुर्वन्ति स्म तदैव तासां प्रदानं कर्तव्यम् आसीत् समये सति कुटम्बभरणामपि ते कुर्वन्ति स्म किन्तु इदानीं पुरुषाणां समानाः वयमपि इति विचिन्त्य कुटम्बभरणं प्राधान्येन कुर्वन्ति एवं कार्यक्षेत्रे तु उभयोः अपि समानः अवकाशः अस्ति